शालायां मम इष्टतमः विषयः आसीत् इतिहासः यतो हि भारतदेशस्य इतिहासः महान् वर्तते तत्र मौर्यसाम्राज्यं गुप्तसाम्राज्यं कदम्बसाम्राज्यं चोळसाम्राज्यम् इत्यादि कुटुम्बाः बहु वि वैभवेन राज्यं राज्यभारं कृतवन्तः तत्र विजयनगरसाम्राज्यः तत् त्र वै वज्रवैडूर्यं मार्गे विक्रयणं कुर्वन्ति स्म तथा आसीत् अस्माकं इतिहासः अतः एतादृशविषयं वयं पठित्वा अस्मान् व अस्माकं भारतदेशस्य वैभवं वयं ज्ञातुं शक्नुमः अतः अस्माकं संस्कृतेः रक्षणं भवति यदा यवनानां आक्रमणं जातं ततः प्राग् भारतं ते नाशितवन्तः अतः इदानीं यद्वयम् इतिहासं पठामः तद् बहु कलुषितं वर्तते यतो अतः वयं सर्वे सम्यक् अस्माकम् इतिहासं पठित्वा अस्माकं भारतदेशस्य संस्कृतिं ज्ञात्वा अस्माकं वैभवं कसं कथम् आसीत् इति वयम् अधिगन्तुं शक्नुमः अतः मम इष्टतमविषयः आसीत् इतिहासः